आ हरिः ओम् हरिः ओम् आ अहम् अहम् अहं नागेशः इति ए तु सिर्सिमध्ये गौरीशङ्करवसतिनिलयः इत्यस्ति खलु तदेव खलु

गौरीशङ्करगं हा तत् अस्तु अद्य अहं तत्र वासं कर्तुम् आगच्छन्नस्मि सायम् अहम्तु अहं तु अहं तु अहं तु पत्न्याः सह पुत्रै सह आगतवान् अस्मि अहं तु इदानीं सायं षड्वादने आगमिष्यामि तत्र अवकाशः अस्ति वा लभ्यते वा

इ इदानीं भोजनार्थं किं किं लभ्यते तत्र ह ह आ आ अस्तु अस्तु नाम तर्हि ए एकस्य भोजनस्य कृते कति रूप्यकाणि स्वीक्रियते द्विशतं वा ओ अधिकं जातं खलु आ स समीचीनतया व्यवस्था वर्तते वा तत्र तर्हि स्नानं स्नानार्थं प्रातः उष्णजलं लभ्यते वा आ हा एवं वा वयम्तु शीतजलेन स्नानं न कुर्मः व सोलार् अस्ति खलु एवञ्चेत् एवञ्चेत् उष्णजलस्य व्यवस्था करणीया अस्तु अस्तु वै इदा इदानीं प्रकोष्ठद्वयं यच्छतु अस्माकं कृते य ए एकस्य प्रकोष्ठस्य कृते दिनात्मकं कियद् धनं स्वीक्रियते एक् पञ्चसहस्रं वा अस्तु व्यजनादिकमस्ति खलु समीचीनतया आ ह आ ह अस्तु इदानीं भोजनार्थम् उपहारादिकं समीचीनं लभ्यते खलु

अस्तु तत्तु समीपे अस्ति वयम् इदानीं प्रयाणसमये स्थापयित्वा एव बहिः गच्छामः अस्तु अस्तु दि दिनद्वयं स्यात् तत्र प्रेक्षणीयाः प्रदेशास्सन्ति खलु

अस्तु अस्तु तथैव अस्तु नाम आ तर्हि त तर्हि तर्हि आगमिष्यामः वयं आ अस्तु अस्तु अस्तु आनयामः आनयामः आ अस्तु अस्तु अस्तु धन्यवादः